नमस्कारः बेक् अण्ड् वैट् उपहारमन्दिरं खलु अहम् अर्धघण्टात् पूर्वं पिज़ा आर्डर् कृतवानासं अर्धघण्टाभ्यन्तरे प्राप्यते इति उक्तम् एतावत् पर्यन्तमपि न प्राप्तं मम सङ्केतः दुर्गादेवालयस्य पुरतः अस्ति